हरिः ओम् वदन्तु महोदय

किमर्थं तथा पृच्छति

तथा किमभवत् एवं पृष्टवान्

गन्दक्रीडां क्रिकेट् हा हा

महोदय एकः निमेषः पृछ् कुत्र क्रीडनीयम् इति भवान् वदति

अन्तः क्रीडितुं स्थलं वर्तते वा गृहे तत् ते बहिरेव क्रि महोदय किं वदति उपरि गत्वा गृहस्य उपरि क्रिकेट् क्रीडितुं शक् शक्यते वा कन्दुकं पतति तथा मा वदतु किमपि बाल् पतितं कथं कम्प्लेण्ट् ददाति बालकाः क्रीड् क्रीडन्ति इति कम्प्लेण्ट् ददाति वा ददातु पश्यामः अनन्तरं पश्यामः किं भवति इति ते एव न दीयते महोदय तत् अकस्मात् एव अप्

पश्यामः पश्यामः कम्प्लेण्ट् ददातु अनन्तरं पश्यामः